हरि ओं स्विग्गी खलु अहं मालिनी अस्मि अहं रूपानगरे मैसूरुनगरे रूपानगरे वसामि अहं प्रादेशिकभोजनमिच्छामि अतः कृपया प्रादेशिकभोजनस्य भोजनगृहस्य आवलिं प्रेषयतु वाट्साप् मध्ये एव प्रेषयतु तद्दृष्ट्वा अहं चिनोमि कुत्र गच्छामि इति शीघ्रं प्रेषयतु कृपया भवान्